मेगी इति खाद्यपदार्थस्य विषये मम अनुभवः न अधिकः उत्तमः वर्तते यतोहि अस्य भक्षणेन उदरे वायुजननम् अधिकं भवति तथैव सः पदार्थः अस्माकङ्कृते पचनाय अपि अतीवकठिनः भवति तस्मात् कारणात् तत्र मेदोवर्धनम् अधिकञ्जायते तथा चयापचयक्रियायाः उपरि अपि तस्य परिणामः भवति